मम आसक्तिं जनयन्तः बैकिङ्ग् मार्गाः द्विचक्रिकायाः मार्गाः सामान्यतया कीदृशाः भवेयुः इत्युक्ते उभयपार्श्वे उभयतः अपि यत्र अरण्यं नाम हरितवर्णः विशिष्टः भवति मध्ये मार्गः सम्पूर्णं शैत्येन गा वायुः तादृशाः विषयसम्बद्धाः यत्र भवन्ति तादृशमार्गाः मह्यं बहु रोचन्ते तादृशे मार्गे गानश्रवणेन पुरस्सरं बैक् चालनं वा तादृशं वयं गन्तुम् इच्छामः बहु दूरं न गच्चामः चेदपि किञ्चित् गच्चामः चेदपि तादृशमार्गे वयं यदि गच्छामः इदानीं बहु आनन्दः आत्मतृप्तिः भवति इति अहं भावयामि मह्यं तादृशं रोचते केचन बहुदूरं लदाक् इत्यादिकम् अपि बहुदूरं गच्छन्ति तादृशविषये अपि गन्तुं ये इच्छन्ति तादृशाः तेषां रक्षणार्थमपि रक्षणविषये अपि किञ्चित् अवधानं कदाचित् दद्युः नो चेत् कदाचित् अपघाताः भवन्ति चेत् तत्र आत्महानिः नाम भवितुं शक्यते अतः किञ्चित् रक्षाविषये अपि रक्षा सम्बद्धम् अहम् आहारादिविषये अपि ते अवधानं दद्युः इति अहं सर्वदा मनसि भावयामि